मम इष्टतमः सङ्गीतज्ञः अस्ति सुरेश वाड्करः महोदयः सः महोदय मह्यं बहु रोचते सः अतीव मधुरतया गायनं करोति सर्वे जानन्ति महाराष्ट्रस्य बहु प्रसिद्धं प्रसिद्धं व्यक्त्तिमत्वम् अस्ति सुरेश्वाड्कर् महोदयस्य सः शास्त्रीयसङ्गीतं बहु सम्यक्तया मग्नतया गायति गायति हिन्दी मराठी कन्नड् कोङ्कणि उडिपि इत्यादयः भाषयाः सर्वाणि गीतानि सः सः गायति महोदयेन बहवः मन्त्रान् अपि महोदयः बहवः मन्त्रम् अपि गीतवान् अहं प्रतिदिनं तान् मन्त्रान् श्रावयामि तेन अहं बहु मन्त्रमुग्धा भवामि तस्य गायने परिपक्वता निरन्तरता नियमानां पालनं अनन्तरं ग् गायनस्य प्रति कृतज्ञता एव दृश्यते सः बहु केव सः केवलं शास्त्रीयं न अपि तु सर्वप्रकाराणि गीतानि गायति तस्य ध्वनिः बहु सम्यगस्ति अनन्तरं सः वर्गः अपि तस्य वर्गः अपि प्रचलति तस्य बहवः शिष्याः अपि सन्ति मुम्बा नग् मुम्बानगर्यां सः शिष्यान् पाठयति बहूनि गीतानि मया मह्यं बहु रोचते सुरेश्कर् सुरेशः मो वाड्कर् महोदयस्य धन्यवादाः